तव ग्रामीणसमुदायस्य नर्तकेभ्यः काः समस्याः भवन्ति यथा संसाधनं वा अभावः प्रशिक्षणस्य अभावः वा साहाय्यस्य अभावः त्रयमपि भवति किमर्थम् इत्युक्ते संसाधनं सम्यक्तया न भवन्ति ग्रामीणसमुदायस्य समीपे तथा प्रशिक्षणस्य अभावः अपि भवति प्रशिक्षणः प्रशिक्षणं यदा समीचीनतया न कुर्वन्ति प्रशिक्षणं दातुं कोऽपि न भवन्ति साहाय्यमपि विरलमेव भवति साहाय्यं धनसाहाय्यं वा भवतु अन्यत् साहाय्यं वा भवतु किंचित् विरलतया एव कुर्वन्ति तदर्थं ग्रामीणसमुदायः नर्तेकेभ्यः वा भवतु अन्येभ्यः वा भवतु प्रशिक्षणस्य तथा सहाय्यस्य संसाधनस्य अभावः भवति इति वक्तुम् इच्छामि